हा नमस्कारः नमस्कारः नमस्कारः आम् आदौ भवान् भवान् उपविशतु भवतः स्वकीयपरिचयं करोतु कुत्राधीतवान् किम् अधीतवान् अस्तु शास्त्रीस्तरे भवान् न्यायशास्त्रमधीतवान् इति उक्तवान् खलु तत्र न्यायशास्त्रे कानि पत्राणि भवानधीतवान् अस्तु अस्तु अस्तु वायुः लक्षणं वदतु नवद्रव्याणि कानि हा न्यायशास्त्रमतानुगुणं कति प्रमाणानि तैः स्वीक्रियन्ते प्रमाणचतुष्टयं नामानि वदतु तत्र पञ्चसु वाक्येषु स्वकीय अभीष्टम् अभिप्रायं वदतु प्रमानानां विषये समीचीनं समीचीनं पर्याप्तं पर्याप्तम् इदानीं भवान् अध्यपक अध्यापकपदे प्रवेष्टुमिच्छति तर्हि अध्यापको भूत्वा भवान् किं करिष्यति भवता स्वाभिप्रायं वदतु तर्हि भवतः अधीनसमये एव नो चेत् मध्ये यदा कदापि शिक्षणानुभवः अस्ति वा भवतः यत्र कुत्रापि कार्यं कृतवान् वा कति शिबिराणि चालितानि

अस्तु भवान् गन्तुं शक्नोति अग्रे वयं सूचयिष्यामः